नमस्कारः अहं तु न अहं तु त्रिषष्ठिवर्षीयः अस्मि अत अत अहं तु गणितविज्ञानं प्राप्तुं शिक्षणं तु न स्वीकरोमि किन्तु भारते तु अहं चिन्तयामि किञ्चित् कष्टदायकविषयमेव इति कारणं किं अत्र पाठनन्तु व्यापारं इति प्रचलति पाठनं व्यापारं इति तु अस्तु चिन्ता नास्ति चालयितुं शक्नुमः शेक्नुमः अत्र सम्यक् वा निषिद्धं वा इति विषयं नास्ति किं अस्तु व व व्यापारं व्यापारम् इति अपि चालयेयुः किन्तु अत्र एकं विषयमस्ति अत्यधिकं शुल्कम् स्थापयित्व पाठनं भवति तत्र किं भवति य य एवं चेत् दरिद्राः ये अधनवन्तः ते गत्वा तत्र पठनं कर्तुं तु किञ्चित् कष्टविषयं भवति अतः अहं वदामि भारतदेशे तु दुष्करं दुष्करं अस्तीति अहं वक्तुं शक्नोमि धन्यवादः